अयञ्च आम्रफलव्यञ्जनविशेषः मद् गृहे मया एव निर्मितो व्यञ्जनविशेषः आम्रफलेन सम्बद्धः सन्न् अत्यन्तं रुचिकरः भोजनस्य अवसरे आस्वादयितुं भोजनस्य रुचिसंवर्धनार्थञ्च व्यञ्जनमेतद् भवति अतो जनाः इदम् अवश्यं स्वीकृत्य आस्वादयन्तु